स्रो अस्माकं प्रदेशे वृद्धेभ्यः ज्येष्ठेभ्यः सर्वकारस्य सहकारः वर्तते आवश्यकता वर्तते तद् निमित्तं समीपा चिकित्सालये इत्युक्ते एम् बि बि एस् आप्तोपीडिक् एम् डि जनाः सन्ति तादृशान् वैद्यान् अत्र आनीय तेषां कृते मासे एकवारं चिकित्साम् इत्युक्ते बि पि शुगर् इत्यादैः परीक्षाणां कृत्वा तेषां कृते किं गोलिकाः दास्यति चेत् ते अपि सम्यक् इत्युक्ते गौरवं भवति किमर्थम् इत्युक्ते ते बहिः गत्वा तत्र स्थित्वा अधिकसमयः यदा वैद्यालयं प्रति गच्छन्ति तदा तत्र स्थित्वा भवति चेत् चिकित्सां स्वीकर्तुं बवति चेत् किञ्चित् ण समयभावः शरीरः अपि सहकारः न भवति अतः एव स्तानीकप्रदेशे एव वैद्यान् सर्वान् आनीय एतादृशःं कुरुर चेत् तेषां कृते समीचीनाः भवन्ति वयं तादृशान् कर्तुं इच्छाः भवन्ति ये युवकाः भवन्ति इति मम अभिप्रायः